हा हरि ओम् प्लम्बर् खलु हा मम गृहे नल्लिकाः सम्यक् न सन्ति अतः तत् शीघ्रं समीकारणीयमासीत् अतः दूरवाणी कृता शीघ्रमागच्छन्तु इत्युक्ते महोदय भवन्तः कतिवारं आगत्य दृष्टवन्तः कियदिति वक्तव्यं गृहे बालाः भवन्ति चेत् कीदृशी स्थितिः इति भवत् भवन्तः एव ज्ञातुं शक्नुवन्ति खलु गतपर्याये मया एवमेव दूरवाणी कृता किन्तु आगच्छामि इति उक्त्वा भवतीनाम् अधः ये कार्यं कुर्वन्ति तान् प्रेषितवन्तः ते तु सम्यगेव कार्यं न कृतवन्तः स्वस्य कृते यथा अपेक्षितं तथा कृत्वा गतवन्तः इदानीं पुनः नष्टं वर्तते तत् भवन्तः धनस्य विषये चिन्तामेव न कुर्वन्तु यत् उत्तमगुणवत्तता यस्मिन् वर्तते तादृशं नल्लिकामेव आनयन्तु इतः परम् एवं न कुर्वन्तु महोदय गतवर्षे गतपक्षे तु मया महान् क्लेशः अनुभूतः अनेनैव तत्र पैप् यद् वि विद्यते कथञ्चित् यत्र पतितमस्ति तत् स्वीकृत्य आगत्य स्थापितं हा अत्र नल्लिका नल्लिकया सह पैप् अपि नष्टं जातं जलं तु मम जलव्यर्थता तु महान् जाता तथापि इदानीमधुना वातावरणमपि तथैव अस्ति महान् धूलिः अपि आसीत् तत्र स्वच्छता अपि न आसीत् तस्मिन् इदानीं मम गृहस्य परिवर्तनं जातमस्ति भवन्तः मुधोल् नगरे एव अस्ति वा सन्ति वा एवं वा मुधोल् नगरे शिवाजि सर्कल् तत्र प्रथमः मार्गः यदि तन्मार्गे आगच्छन्ति तत्र पार्श्वे एव मम गृहं वर्तते अय्यो भवन्तः यदा अगच्छन्ति तदा सर्वदा एव मया गृहे एव स्थीयते अधुनैव यथाशीघ्रम् आगच्छन्तु मह्यं तत्र सोढुं न शक्यमानमस्ति आम्